वृत्तिस्थानेषु सङ्घर्षम् अथवा धर्मसङ्कटः मया अनुभूतम् अस्ति तत्र यदि ज्येष्ठाः क्रुद्धाः भवन्ति अस्माकम् उपरि तदा अस्माभिः प्रत्युत्तरं न दीयते मया प्रत्युत्तरं न दीयते आरम्भे विच् विचिन्त्य अनन्तरम् मम यदि दोषाः सन्ति चेत् मया क्षमा याचना क्रियते एवं च तेषां यदि दोषाः सन्ति विनम्रतारूपेण मया तत्र उच्यते क्षम्यताम् महोदय अत्र मम दोषाः न सन्ति एवं दोषाः सन्ति अतः अत्र द्रष्टव्यं भवति इति एवं च गीतायाम् उक्तम् अस्ति सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ इति यथा कृष्णेन अर्जुनम् उपदिष्टमस्ति तद्वत् सुखं वा दुःखं वा उद्योगार्थं तु गमनीयमेव भवति जीवनं निर्वहनीयं चेत् उद्योगं करणीयम् अनिवार्यं भवति सङ्घर्षे सत्यपि तद् सम्मुखी समुखीकृत्य तत्र सामञ्जस्यं कृत्वा मया तत्र कार्यं निर्वह्यते इति वक्तुं इच्छामि